प्रायः महिलाः समस्यार्थम् एव उत्पन्नाः भवन्ति किमर्थम् इति चेत् आबाल्यात् तासां बह्व्यः समस्याः भवन्ति गृहपरिसरेषु वा इतरत्र वा महिलाः बह्व्यः समस्याः सम्मुखीकुर्वन्ति अत्यन्तं कष्टेन समस्यायाः समाधानम् अपि प्राप्नुवन्ति अर्थः महिलाः समस्यापूर्णाः भवन्ति भारतीयसमाजे महिलानां पात्रं कालक्रमेण परिवर्तनम् अभवत् शिक्षाक्षेत्रे तस्याः कृ कृते समानावकाशः कल्पितः वर्तते इति सन्तोषकरविषयः